विद्यालयस्य पाठ्यक्रमे बालकान् वित्तकोषस्य कार्यप्रक्रिया इत्यादीनां विषये शिक्षितुम् आवश्यकमस्त्येव किमर्थमिति चेत् तेभ्यः यदि इमे विषयाः झटिति अथवा यस्मिन् काले अपेक्षन्ते तस्मिनेव काले न पाठ्यन्ते चेत् ऐ अन्यैः दुष्टजनैः ते सम्भ्रामिताः स्युः तेन

वित्तचोरं चौर्यम् इत्यादिकम् अथवा तस्य नाम्ना कस्यचित् अन्यस्य ऋणं ऋणप्रापणम् इत्यादिविषयाः दुष्टैः क्रियन्ते स्म तत्र छात्राणां भ्रमः मा भवतु अथवा छात्राः तत्र संभ्रमिताः मोहिताः वा मा भवतु इत्यर्थं छात्रेभ्यः इमे विषयाः शिक्षितुम् आवश्यकाः एवञ्च ताः नीतयः तेषां जीवने अग्रेपि लाभाय भवेयुः एव अग्रे कश्चन छात्रः यदि उद्योगक्षेत्रे स्व उद्योगक्षेत्रे स्व स्वकीयं अध्ययनम् अथवा स्वकीयं जीवनं यापयितुम् इच्छति तर्हि तस्य कृते तत् लाभाय भवति तेन ऋणादिकरादीनां विषये ज्ञात्वा अग्रेऽपि करादि करादीन् प्राप्त्वा सः स्व उद्योगं वर्धयितुं शक्नोति